आं मया केमेरा विशेषम् उपयुज्य छायाचित्रं गृहीत्वान् केमेराम् एकम् अन्धकारस्य कक्षः अथवा कक्षः अस्ति यस्मिन् यथा सम्भवं बिम्बनिर्मानप्रकाशं विहाय सर्वं प्रकाशं बहिष्कृतं भवन्ति षोडशतके चित्रकारैः अस्य अविष्कारः उपयोगा च कृतः तथापि छायाचित्रं क्रियमानं विषयप्रकाशितः भवितुम् अर्हति केमेरा लघुतः अति बृहत् पर्यन्तं भवितुं शक्नोति यत्र सम्पूर्णं कक्षाम् अन्धकारमयं भवति तदा छायाचित्रं कर्तव्यं वस्तु अन्यस्मिन् कक्षे भवति यत्र सम्यक् प्रकाशितं भवति यदा बृहत् चलचित्रं निगोटिव उपयुज्यते स्म तदा सपाटं प्रकृतीनां प्रधानाचित्रत्वं सामान्यम् आसीत् यथा एव छायाचित्रसामग्रिं स्पष्टं वा उक्तं वा छायाचित्रं ग्रहितुं पर्याप्तं तीक्ष्णं संवेदनशीलं जातम् तथैव लघुं गुप्तचर केमेरा निर्मिताः केचन पास्तवदहं

वेदं धारयन्ती स्म अथवा एतावत् एते आसन् एकस्य पृष्टतः निगूढं धारितम् एकं एकं एस्कौट् नेक्टेन् टैम्पिन् इत्यनेन सह यत् वस्तुतः लेन्स् आसीत् चलचित्रकेमेराम् इति एकं प्रकारः छायाचित्र केमेरा यः रेकार्डिङ्ग् मध्यमेनं छायाचित्रस्य दृष्टः द्रूतक्रमं गृह्णाति स्थिरकेमेराम् इत्यस्य विपरीतं यः कस्मिन् समये एकं स्नेक् शाट् गृह्णाति चलचित्रकेमेरां चित्राणां शृङ्खलां गृह्णाति प्रत्येकं फ्रेम् इति उच्यते एतत् व्यत्ययेन सिद्धन्ति इति केमेरा उपयुज्य मया गृहीतुं चित्रमस्ति